वयं गृहिण्यः सर्वे त्रयः गणः गण्ट गण्टत्रै घण्टात्रयं पर्यन्तं प्रतिदिनं पाकशालायां यापयामः तत् समये एल् पि जि सिलिण्डर् उपयोगं सुरक्षताविषये किं किं करणीयमिति अहं वदामि पुनः सुरक्षता कृते किं किं करणीयम् इति अपि योचनीयं अग्निचुल्लिः अग्निचुल्लिसमीपे किमपि अत्युष्णपदार्थान् न स्थापनीयं किमपि घ्राणमपि किमपि अधिकम् अधिकं घ्राणम् अस्ति चेत् उद्घाटनं न करणीयम् उद्घाटनं करणीयम् इदानीं पचनसमयः समयमये अपि किमपि दूरवाणीं न स्थापनीयं दूरवाणीं न स्थापनीयं दूरवाणी कृते भाषणमपि न करणीयं सर्वत्र जाग्रदवस्थायाम् एव कुर्मः नास्ति चेत् कथमपि प्रमादाः आगमिष्यन्ति अग्निचुल्लिविषये अपि अग्निपेटिका दूरम् एव स्थापनीया अत्युष्णवस्तु दूरमेव स्थापनीयम् एण्ड् सिलि सिलिण्डर् समीपे अपि अत्युष्णं वस्तूनि न स्थापनीयम् इति अहं वदामि किमपि पुत्रान् पुत्रिकान् अपि समीपं न स्थापनीयं ते आगच्छन्ति आगच्छन्ति चेत् किमपि नावश्यकविषयम् अपि कुर्वन्ति तद्विषये अत्यन्तजागरूकता जागरूकम् अपि करणीयं सदा जाग जागरणम् एव नास्ति चेत् प्रमादाः आगमिष्यन्ति वयं म गृहिण्यः पाकनीयं सम्यक् करणीयं सर्वं सर्वं सर्वस्य स्वास्थ्यमपि रक्षणीयं अस्माकं गृ गृहस्य रक्षणीयं रक्षणमपि करणीयं तदेव अस्माकं अस्माकं ध्यानम् अस्माकं ध्यानम् अस् अस्माकम् इति इति अस्माकं ध्यानम् इति मम अभिप्रायः